मम प्रियक्रीडा कबडि किमर्थमित्युक्ते मम बान्धवाः सर्वे एता क्रीडां क्रीडन्ति अत्र नव जनाः भवन्ति कबडि मध्ये टीं द्वयं भविष्यति प्रथमं एकं टीं मध्ये रैड् गच्छति ते रैड् समाप्तं पर्याप्तमपि ते कबडि कबडि इति वदन्ति अहं एतं क्रीडां न क्रीडामि परन्तु अवश्यं पश्यामि दर्शानवसरे बहु सन्तोषम् अनुभवामि